हा हा वदन्तु आचार्याः हा

हा हा हा सत्यम् नियमाः काः इत्युक्तौ अस्माकं सामान्या कक्षायाः समये तत् चालयितुं न शक्यते तदनन्तरकाले एव विशेषकक्षारूपेण यतः सामान्यकक्षाकाले तत्सर्वम् अपाठयित्वा अन्यद् विशेषकक्षा स्वीक्रियते इति वक्तुं न शक्यते अतः सायङ्काले वा मध्याह्नभोजनकाले वा कल्पयितुं शक्यते अनन्तरं के सन्ति के किं विशेषकक्षा इत्यनेन भाषाबोधनी वा शास्त्रपरिचयात्मिकी कक्षा अपेक्षिता वा कर्तुमिच्छन्ति अथवा विद्यमानपाठ्यक्रमेषु एव अधिकं स्वीकर्तुमिच्छन्ति वा

हा सत्यम् हा हा उत्सुकाः सन्ति परन्तु ते आन्लैन् अपेक्षया अत्र आगत्य पत्र पठन्ति चेत् अधिकसंशयादिकं प्रष्टुं प्रभवन्ति तेपि अवगच्छन्ति वा इति परीक्षितुं शक्यते आन्लैन्द्वारा अयमेकः क्लेशस्य तत्र परिहारः अपि चिन्तनीयः आन्लैन्द्वारा पाठ्यते चेत् ते कथम् अवगच्छन्ति इति परीक्षणीयम् अवगतवन्तो वा अनन्तरम् अग्रे अस्माभिः विद् विषयः वक्तुं शक्यते वा इति जिज्ञासा आदौ भवति सा जिज्ञासा सर्वदा सर्वकाले अनुवर्तते इति वक्तुं न शक्यते अतः भवन्तः परीक्षाविषये नाम छात्राः आन्लैन् माध्यमेन सम्यक् काले विषयं गृह्णन्ति वा इति अवगन्तुम् नियमम् अथवा परीक्षणविधिं कल्पितवन्तो वा मनसि अस्ति वा भवतां कथम् अवगन्तव्यम् इति

हा हा हा हा सत्यम् इदं सर्वकारः अपि पृच्छति अस्माकं यू जि सि जनाः अपि पृच्छन्ति स्वय् विशेषकक्षाः स्वीकुर्वन्ति वा न वा इति तदर्थम् आन्लैन् क्लास् अवश्यं पाठयन्तु तदपेक्षितम् परन्तु आफ्लैन् नियतरूपेण ये आगच्छन्ति ते मागच्छन्तु तेषां पलायनं मास्तु नियतछात्राः नियतरूपेण एव आगच्छन्तु विशेषकक्षा इति आवश्यकी इति ज्ञात्वा अस्माभिः अन्येषां कृते ये नियतरूपेण नागन्तुं प्रभवन्ति अधिकं पठितुम् इच्छन्ति तदपि वक्तव्यम् अधिकं पठितुमिच्छन्ति तेषां कृते अस्माभिः विशेषकक्षा आरब्धा इति उक्त्वा आरम्भं कर्तुं शक्यते आरब्धुं शक्यते समयः कक्षा सामान्यसमये मास्तु तद् अतिरिक्तसमये एव कक्षा भवति इति आदौ एव प्रथमः नियमः अयम् हा उपस्थितिः अपि अत्र अपेक्षिता तत्रापि विशेषः आन्लैन् कक्षायामपि छात्राः अनुस्यूततया अनुपस्थिताः चेत् तेषां निष्कासनं कर्तव्यं नमस्ते धन्यवादः